अहं संस्कृतशिक्षिका छात्रा च अस्मि अहम् अन्तर्जालद्वारा वा साक्षात् वा पठामि पाठयामि च पूर्वम् अहम् ऐ टी क्षेत्रे आसं तदा लोकदृष्टिः अधिकं न प्राप्नो प्राप्तवती परन्तु यदा सामा सामाजिककार्यम् प्रारम्भं कृतवती तदा एव अधिकं ज्ञानं प्राप्तवती यथा देशस्य परम्परायाः संस्कृतेः अस्माकं पुराणानि काव्यानि विषये ज्ञातवती अनन्तरम् अद्य समूहे किं नास्ति वयं किं करणीयं तस्मिन् विषये अपि ज्ञानं प्राप्तवती तत् तत् ज्ञानार्थं किम् उपयोगम् इत्युक्ते मम छात्राणां कृते अपि तत् अहं पाठयितुं शक्नोमि अतः अनन्तरं मम बान्धवानां कृते कुटुम्बे अन्य जनानां कृते अपि अहम् वक्तुं शक्नोमि इदानीम् अहं तेषां परिवर्तनम् अपि पश्यन्ती अस्मि इति मम सन्तोषस्य विषयः